नैसर्गिकचिकित्सा नाम प्राकृतिकचिकित्सा यः चिकित्सा प्रकृतितः वयं प्राप्तवन्तः कः तस्य विशेषः नैसर्गिकचिकित्सायाः विशेषता नाम यः प्रकृतिं प्रकृतितः प्राप् प्राप्तवती तस्याः नाम नैसर्गिकचिकित्सा तस्य किमपि किं दोषाः न भवन्ति यदि वयं स्वीकृतवन्तः कारणं सा चिकित्सा वयं प्रकृतितः प्राप्तवन्तः तस्मिन्नेव चिकित्सायां न नैसर्गिकचिकित्सायां पञ्चकर्म आहारचिकित्सा इत्यादिकम् आगच्छन्ति तर्हि तस्याः विशेषता नाम यदि वयं सु स्वीकुर्मः तस्य किम् अपि सैड् एफ़ेक्ट्स् न भवति